माध्यमद्वारा प्रसार्यमाणाः विचाराः अस्माकं प्रान्ते जनानाम् उपरि बहु प्रभावं जनयन्ति यथा जनाः विज्ञापनं पश्यन्ति सन्ति यत् किमपि वा भवतु तस्य विज्ञापनं दृष्ट्वा तेषां मनसि बुद्धौ तेषां बुद्धौ आगच्छति एतद् अपि लब्धुं शक्यते तेषां मनसि औत्सुक्यम् अपि भवति तर्हि ते आपणे गत्वा तद् नयति तद् नीत्वा तस्य अपि लाभं जायते यः इच्छति सः तद् तस्य कृत् तस्य कृते लब्धुं शक्यते आपणे एव आपणे यः कार् ये कार्व् कार्यं कुर्वन्ति सन्ति तेषाम् अपि लाभं जायते तथा च व्यापारि यः अस्ति यः विज्ञापनं दत्तवन्तः तेषाम् अपि लाभं जायते अनन्तरम् स्थानीयवार्तापत्रिका अपि बहु महत्वपूर्णं कार्यं कुर्वन्ति ते अद्य कुत्रचित् यदा कोऽपि कापि दुर्घटना भवति तद् ते सूचयन्ति सर्वेषां कृते विग्याप टि वि इत्यादि मध्ये अनन्तरं न कुत्रचित् यदि बृहत् किमपि प्राकृतिकापदा आगच्छति भूस्खलनम् इत्यादि तेषां सूचना अपि ते व स्थानीय वार्ता पत्रिका द ददाति तर्हि तद् सूचनां शृत्वा सर्वे सचेतः भवति स सचेतः जायते चेत् ते आपदायाम् सुरक्षितः भवितुं शक्यते तर्हि एतद् सम्यक् व्यवस्था अस्ति माध्यमद्वारा प्रसार्यमाणाः विचाराः सम्यक् व्यवस्था वर्तते